पशुपालन विषये कृषकाः बहूनि समस्यानि पश्यन्ति तेषु वयं मुख्यतया पश्यामश्चेत् समीचीनतया तृणं पशु पशुम्प्रति न लभ्यते वयं कति समीचीनतया तृणं पशुम्कृति स्थापयामः तावदेव तद्दुग्धं ददति समीचीनतया आरोग्येन भवति नो चेत् त्वं समिचीन तत्र तृणं न दद्मः चेत् समीचीनतया अस्माकं दुग्धं अपि न लभ्यते पुदाना रोगेण पीडिता भवति एतादृश समस्याः तृणं नास्ति चेत् वयं द्रष्टुं शक्नुमः तथैव अहं कदापि पशुपालनं न कृतवती परन्तु गुरुकुले पशू आसन् वयं पशुं दृष्ट्वा समीचीनतया

पश्यन्ति आसन् तावदेव एतासां पालनं न कृतवती अतः किमपि दुर्घटना अपि अहं न अनुभूतवती